पूर्वतनैः मोबैल् दूरवाणीभिः तुलना तुलनया स्मार्ट्फ़ोन् दूरवाण्यः तु बहु उत्तमाः इति मम मतम् अत्र अस्माकं नाविगेशन् कुत्र गन्तव्यमस्ति गूगल् माप्स् वा अथवा नो चेत् इतोऽपि टेक्नालजि अत्र प्रयाणार्थं यथा उबर् ओला टेक्नालजीस् भवन्ति तत्तु बहु उत्तमं भवति तथा एव नेट्वर्क् रीत्या अपि इदानीं नेट्वर्क् वेगः तु वर्धितः अहं तु बि एस् एन् एल् सिम् एव सिं कार्ड् वा एव तत्र तस्य उपयोगमेव करोमि प्रतिमासं कियत् धनं दास्यामि न जानामि प्रायः मम तु प्रीपेय्ड् प्रणालिका अस्ति अतः प्रायः एकशतरूप्यकाणि भवेयुः इति मन्ये